बालकेन्द्रस्य विषये वदन्तु अस्तु अत्र गिरिनगरे अक्षरभवने संस्कृतभारत्याः संस्कृतबालकेन्द्रं प्रचलति अत्र बालकेन्द्रे बालेभ्यः सुभाषितानि श्लोकाः कथा संस्कृतसम्भाषणं सर्वं वयं पाठयामः अत्र क्रीडाः अपि भवति अत्र युकेजी तः बालाः आगच्छन्ति सप्तमीकक्षा पर्यन्तं बालाः अत्र संस्कृतसम्भाषणं सर्वं कर्तुं शक्यते एक वर्षानन्तरम् अत्र एकं वार्षिकोत्सवः भवति तत्र सांस्कृतिक कार्यक्रमाः भवन्ति अत्र बालाः नाटकं कुर्वन्ति तदपि संस्कृते एव सम्भाषणं कुर्वन्ति तदनन्तरम् अन्या अपि सांस्कृतिककार्यक्रमं भवति अत्र संस्कृतं येन सम्भाषणं कर्तुं बहु इच्छन्ति बालाः अत्र भगिन्याः अपि संस्कृते एव सम्भाषणं कृत्वा पाठनं करोति